शास्त्राणाम् अध्ययनं करणीयं चेत् शास्त्रविषये छात्राणाम्मध्ये ज्ञानं बोधनीयम् इति प्रथमम् एवं छात्राणां मनसि शास्त्रविषये शास्त्र शास्त्राणां फ़ोलो फ़ोलोयिङ्ग् अथवा अ अध्ययनम् इत्यस्य आवश्यकता का इति अपि बोधनीयम् एवं शास्त्राणाम् प्राधान्यम् अथवा इम्पोर्टेन्स् कथम् इम्पोर्टेन्स् किं किम् इति बोधयामः चेत् च छात्राणां मनसि तस्य आवश्यम् आवश्यकं किम् इति सम्यक् जानन्ति तद् तद्द्वारा छात्राणां मनसि साश् शास्त्रविषये इच्छा उत्पादयामः

एतद्द्वारा लघु एतद् कार्यं लघु इति रीत्या गच्छति इति मम चिन्तनम्